कृषकाणाम् आत्महत्या बहूनि सन्ति किमर्थम् इत्युत्ते क्षेत्राणाम् उपरि धनस्थापनं बहवः कुर्वन्ति अनन्तरं सस्यं वर्धते वर्ध ते तण्डुलाः हस्तम् आगच्छन्ति ते बहु उत्साहेन हसन्ति तत् समये बहु रुष्टिः आगच्छति चेत् सर्वे तण्डुलाः क्षेत्रं ते सर्वे भग्नं करोति नष्टाः भवन्ति अतः कृषकः किं करोति बहु धनस्थापनं वित्तकोषतः स्वीकरोति क्षेत्रस्य उपरि स्थापयति परन्तु तण्डुलाः हस्ते न आगच्छति मम कर्तव्यं किम् इति ते चिन्तयित्वा बहवः बहवः कष्टं भवति खलु अतः कृषकाणाम् आत्महत्या भवति सर्वकारिणः ते चिन्तयित्वा किञ्चित् वृष्टिः भवति चेत् तत् समये क्षेत्रं हस्ते न आगच्छति चेत् किञ्चित् सहायं करोति चेत् कृषकाणाम् आत्महत्या न भवति इति मन्ये